नमस्ते उच्यतां का वार्ता

आ बहूनि स्थलानि सन्ति बहूनि तत्र स्थलानि सन्ति परन्तु किम् अपेक्षितं वर्तते कस्य कृते इदानीं गृहनिर्माणाय वा अथवा किमपि कृषिक्षेत्रं वा अथवा तत्र शिक्षणस्य कृते वा इति यदि विवरणं सन्ति चेत् कृपया दीयताम् ह मम नाम हरीशः इति अहं सामान्यतः अत्र स्थलं जनानां कृते अहं दर्शयामि यदपेक्षितं तस्य कृते पञ्जीकरणम् इत्यादि अहं तत्सर्वं सहकरोमि हा सत्यं तत्र वन् पर्सेण्ट् कमिशन् तु अवश्यं भवति एकम् एकम्

हा कृषिभूमिः इति हा हा हा हा हा हा हा हा परन्तु इदानीं हा उच्यताम्

हा हा हा हा तत्र विद्या हा प्रश्नद्वयमस्ति इदानीं तत्र प्रथमस्य प्रश्नस्य समाधनम् अहं ददामि तुमकूरु मध्ये कृषिक्षेत्रम् अवश्यं वर्तते परन्तु इदानीं तु मूल्यम् अत्यधिकम् अस्ति तत्र तुमकूरु प्रदेशस्य अपेक्षया यदि होसकोटमध्ये इदानीं तु किञ्चित् न्यूनं वर्तते कृषि वन् एकर् इति त त्र मूल्यं वर्तते चत्वारिंशत् लक्षरूप्यकाणि सा साम्प्रतं तुमकूरु मध्ये परन्तु तस्य मूल्यस्य अर्धभागः एव इदानीं होसकोटमध्ये अस्ति इत्युक्ते विंशतिलक्षरूप्यकाणि एव तत्र भवति हा इदानीं तु तत्र सर्वेपि जनाः बोर्वर्वेल् संस्थाप्य एव तत्र कृषिक्षेत्राणां सेचनं कुर्वन्ति तद्वद् वयं कर्तुं तत्र प्रभवामः तत्र तु क्लेशो नास्ति

परन्तु इयं समस्या तु अष्टवर्षपूर्रं वर्तते एतावता तत्र जलस्य अभावः अस्ति इति श्रुतं परन्तु बोर्वेल् संस्थाप्य तु जनाः तत्र सन्तोषेण जीवन्ति इत्यपि सत्यं वर्तते परन्तु भावनिकाले यदि गीष्मकालः अधिकः अस्ति घर्मः अधिकः जायते कदा किं भवति इति प्रायेण ईश्वरः अपि वक्तुं न समर्थः अस्ति सांप्रतम्

एवम् हा आम् हा विद्यारण्यपुरे तु हा तत्र स्थलानि सन्ति तत्रापि यदि बस् यानस्य तत्र स्थानस्य समीपमेव अपेक्षितं चेत् इदानीं शुल्कं तु अधिकम् अस्ति परन्तु अहम् अन्ततो गत्वा किमपि तत्र कस्यापि चयनं भवतु इति वर्तते चेत् तत्र तस्मात् शुल्कं किञ्चित् न्यूनम् अपि भवितुम् अर्हति तत्र किम् अपेक्षितं टु बि एच् के त्रि बि एच् के अथवा किञ्चित् क्षेत्रमेव अपेक्षितं तत्र गृहनिर्माणम् अहम् अनन्तरं करोमि इति चि चिन्तनं वा किम् अस्ति

हा हा हा हा हा हा हा एवं चिन्ता नास्ति यदि श्वः वा परश्वः वा भवति अत्र आगच्छति अथवा पुत्रः आगच्छति चेत् अहं तत्र तेन साकं गत्वा अहं सर्वं दर्शयिष्यामि सत्यं मम संङ्ख्या इयमेव वर्तते कृपया तत्र आहूय आगम्यताम् अहम् अवश्यं सहकरोमि एवं हा

एवम् एवम् अस्तु महोदय एवं कृपया आगम्यतां पश्यामः महोदय हा अस्तु